कृषिक कृषिकस्य समक्षम् अनेकाः समस्याः सन्ति एकम् आर्थिकसमस्या मध्यवर्तिना कृतानि समस्याः समस्य मध्यवर्तिना कृताः समस्याः ते कि किमपि तत्र फलं भवति त तस्य तस्य कृते द धनस्य धनस्य फलितांशः उतमं न भवति अतः ते धन धनच्युताः भवन्ति एजुकेशन् सिस्टम् यदि न उ उत्त उत्त यदि न भवति उत्तमं भवति चेत् त तन्त्रज्ञानस्य उपयोगं कर्तुम् अपि तैः न शक्यते वृद्धानाम् अनेकाः क्लेशाः आरोग्यसमस्याः वर्तन्ते तेषां कृते यदि न्यूट्रिशन् अथवा पोषकांशानां न्यूनता भवति चेत् आरोग्यस्य हानिः आरो अनारोग्येण कृषिं कर्तुं तैः न शक्यते